हा नमोन्नमः आमाम् हा हा कथमस्ति भवान्

आमां हा अस्तु सः तु सम्यक् पठति परन्तु सर्वेषु शास्त्रेषु तस्य गतिः सम्यक् नास्ति गणिते तु सः सम्यक् पठति परन्तु संस्कृते तस्य किञ्चित् सामर्थ्यं निम्नं वर्तते किञ्चित् संस्कृतभाषायां तस्य बलं नास्ति नाम अभ्यासं करणीयं ह्म् पुनश्च विज्ञानशास्त्रे संस्कृतशास्त्रे

ददामि हा ददामि कक्षायां यत्किमपि पठति तदेव विषयं तदेव विषयं गृहे न पठति किल गृहे सः कथं पठति किञ्चित् वदतु आदौ पठति वा केवलं भ्रमणं करोति

हा हा तर्हि किञ्चित् हा एवं वदतु सायङ्काले अहं तु प्रतिदिनं गृहकार्यं ददामि किल तस्मै परन्तु प्रतिदिनं कृत्वा नागच्छति तदानीं भवान् तस्य पिता यतोहि भवान् तस्यैव पिता तर्हि मध्ये मध्ये किं करणीयं किञ्चिद् गृहकार्यं करोति कृतवान् सम्यक् कृतवान् किं पठति किं न पठति तस्य उपरि किञ्चित् अवधानं दातव्यं एवं प्रकारेण शनैः शनैः अवधानं प्रयच्छति चेत् तस्य ज्ञानस्य विकासः भवति ततः वक्तुं पठितुं नाम यतो हि अन्ये विषयाः जानन्ति जानाति सः परन्तु संस्कृतेन किञ्चित् इतोपि अधिकं जानाति चेत् इतोपि अङ्काः अधिकम् आगच्छन्ति ह्म् ह्म् विज्ञानस्य विषये कथं कर्तव्यमित्युक्ते पठनीयं तु भवति परन्तु अन्यत्र कुत्रापि ट्यूषन् करोति वा स्वाध्यायं करोति खलु स्वध्यायं तर्हि अन्यत्र कुत्रापि किञ्चित् पठनं खिल ट्यूषन् भवति चेत् लाभाय भवति तस्य कृते

हा एवं करणीयं पुनः अभ्यसः वा करणीयं वर्तते गृहे ह्म् ह्म् धन्यवादः अस्तु